नवजातशिशोः स्वच्छतायुक्तं वातावरणं भवतु तदर्थं प्रकोष्ठे प्रका सूर्यस्य प्रकाशः अपेक्ष्यते अथ च सम्यक्तया वायोः गमनागमनम् अपि अपेक्ष्यते किञ्च इदं प्रथमतया द्रष्टब्यं भवति यत् शिशुः आर्द्रवस्त्रस्य उपरि शयानः न स्यादिति यतो हि यदि शिशुः आर्द्रवस्त्रेण आच्छादितो भवति तदा तस्य कासः ज्वरश्च वर्ध्येते अतः आर्द्रवस्त्रस्य उपरि शिशोः शयनं मास्तु तदनन्तरं शिशुः मातुः एव दुग्धं पिबति तदा मात्रा इदं चिन्तनीयम् अथ च पालनीयं यत् स्तनस्य सम्यक्तया स्वच्छतां कृत्वैव शिशोः दुग्धपाद पानं सम्पादयेत् माता